भारतदेशे बहूनि राज्यानि सन्ति तत्र संस्कृतभाषायाः सर्वत्रापि उपयोगः भवति इति प्रायः तत्र दक्षिणभारते प्रायः आधिक्येन संस्कृतभाषायाः उपयोगः भवति अपि च संस्कृतभाषायाः उच्चारणमपि दक्षिणभारते एव सम्यक् अस्तीति श्रूयते उत्तरभारते संस्कृतभाषायाः व्यवहारः उपयोगः उच्चारणमपि वर्तते संस्कृतभाषायाः मूलं तु वेदः इति वक्तुं शक्यते भारते वेदः वर्तते इत्यतः वेदाभ्यासः आभारतं क्रियते तर्हि संस्कृतभाषायाः व्यवहारः उच्चारणमपि भवत्येव किन्तु कश्चन व्यत्या व्यत्यासः भवति दक्षिणभारते सम्यक् उच्चारणं भवति उत्तरभारते तु क्वचित् बिहार् उत्तरप्रदेश् इत्यादिषु सकारशकारयोः णकारनकारयोः भेदः भवति एवं वर्णव्यत्यासः अनन्तरं क्वचिद् पदव्यत्यासः एव भवति अहम् इति उच्चारणास्थाने एहम् इति वदन्ति जलमित्यत्र यलमिति वदन्ति एवं संस्कृतभाषायाः उच्चारणं बहुत्र वर्तते किन्तु उत्तरभारते दक्षिणभारते एवं व्यत्यासः वर्तते दक्षिणभारतेपि क्वचित् व्यत्यासः वर्तते लकारळकारे व्यत्यासः एवं दृश्यते एवं सर्वत्र प्रदेशेषु दा भारते संस्कृताभाषायाः उपयोगः वर्तते एव किन्तु तत्तत् सांस्कृतिकभाषिकं च प्रभावः प्रभावेन संस्कृतभाषायाः उच्चारणं सम्यक् नास्ति इति वक्तुं शक्यते